पूगवृक्षः मुख्यसस्यं मुख्यवृक्षः इति चिन्तयामः चेत् पूगक्षेत्रे तत्र तत्र कदली वृक्षः अपि आरोहय् आरोहयामः पूगवृक्षे एव एतत् मरीचिका लता अपि आरोपयमः तत्र तत्र मध्ये काफी सस्यानि अपि आरोपयामः एवं पूगक्षेत्रे काफी किंचित् मरीचिका किंचित् कदलीफलानि किंचित् एवम् उपज कृषिकार्यं कुर्मः वयम् तेनापि किंचित् धनमागच्छति अधिकधनमिति न वक्तुं न शक्यते अधिकधनमिति वक्तुं न शक्यते किन्तु धनं तु आगच्छति